संस्कृते कविषु मह्यं सर्वाधिकं महाकविकालिदासः रोचते तस्य कारणमस्ति कारणं संस्कृतं जनाः जानन्ति तत् केवलं कालिदासकारणेन एव महाकविः कालिदासेन सप्त ग्रन्थाः रचितानि तानि ग्रन् ते ग्रन्थाः सन्ति सर्वप्रथमम् त्रीणि नाटकानि महाकाव्यं द्वयम् इतोपि यदि वदामः चेत् खण्डकाव्यद्वयम् तर्हि नाटकेषु अभिज्ञानशाकुन्तलम् सर्वाधिकं रोचते तत्र राजा दुश्शन्तः नायकरूपेण अस्ति शकुन्तला नायिकारूपेण अस्ति अस्माकं विदर्भस्य यदि अहं चिन्तयामि चेत् एषा मेघदूतम् मेगधूतम् एतादृशं प्रसिद्धमस्ति नाम तेन जगति कालिदासस्य प्रसिद्धिः जाता मेघदूतं एतस्य काव्यस्य रचना नाग्पुर्समीपे राम्टेकम् अस्ति तत्र जाता इति जनाः वदन्ति परन्तु एतत् सत्यमस्ति वा नास्ति इति वक्तुं न शक्नुमः